नमस्कारः अस्तु किं सहायं कर्तुं शक्नोमि अस्तु इदं तु म्यूसिक् कालेज् खलु सङ्गीतपाठशाला हो एवं अस्तु किं पठितवती सङ्गीत किं वीणा वा नो चेत् गीतगानं वा नृत्यं हो गीतगानं वा अस्तु अस्तु

अस्तु ओ ओके ओके उत्तमम् उत्तमं अस्तु हा सन्ति निश्चयेन इतोऽपि अग्रिममासस्य त्रिशंत् दिनाङ्कपर्यन्तम् अड्मिशन्स् वर्तते आम् आम् अस्तु भवती प्रतिदिनं नाम तां प्रतिदिनं गृहं नयति वा नो चेत् अस्माकं छात्रावासेषु एव सा भवति वा आ अस्तु अस्तु किञ्चिद् दृष्ट्वा वदामि अस्तु वा किञ्चित् दृष्ट्वा हा इदानीं यदि सा हास्टेल् मध्ये भवति तस्याः भोजनस्य प्रत्येकस्य मासस्य एकसहस्रं भवति पुनः यद् किं वदामः छात्रावासस्य प्रारम्भे केवलं तस्य धनं दातव्यं भवति पञ्चशताधिकत्रिसहस्ररूप्यकाणि पुनः अड्मिशन् एतत् सर्वं मिलित्वा भवति नाम मिलित्वा तत् पञ्चशताधिकद्विसहस्ररूप्यकं दातव्यं भवति डे स्कालर् रूपेण चेत् केवलं पञ्चशताधिकद्विसहस्रं परन्तु अस्माकम् अस्माकं छात्रावासः भोजनं सर्वम् उत्तमानि एव सन्ति भोः

आमामां किमर्थं न शक्नोति सा इदानीं हा केवलं सायंकाले इत्यतः सहस्रमेव तस्य भवति न सायंकाले केवलम् एका घण्टा एव भवति हा तावदभ्यन्तरे यदि सम्यक् पठति सा उत्तमा गायिका भवितुं शक्नोति

आ तदपि सत्यमेव परन्तु सङ्गीतं नाम सङ्गीतं बहु न्यूनाः किं वदामः पठन्ति खलु स्थानं तु ता तस्याः कृते भवत्येव चिन्तयतु भवती एव धनमपि अधिकं नास्ति अस्तु अस्तु भवत्याः इच्छा महोदय

आ सर्टिफ़िकेट् कोर्स् मध्ये भवति एकवर्षस्य एकवारमेव न न न न न वर्षे एकवारमेव भवति यदि रेगुलर् चेत् षाण्मासिकपरिक्षाः भवन्ति किमर्थं नाम अधिकः पाठः भवति खलु आम् भवती श्वः एव आगच्छतु वयं अड्मिशन् दद्मः श्वः एव आगच्छतु भवती आ हा इदानीम् एतावता अस्माकं अड्मिशन् नाम न समाप्तम् इत्यतः समयसारिणीमपि न स्थापितवन्तः दिनद्वयं दिनत्रयानन्तरम् आगच्छति निश्चयेन तदानीमहं निश्चयेन आम् तदा प्रेषयामः आ आम् आम् आम् निश्चयेन आगच्छन्तु स्वागतं आम् स्वागतं